मम प्रदेशे महिलाः शिक्षणक्षेत्रे वा उद्योगक्षेत्रे तथा सामाजिकस्थानविषये तादृशाः समस्यां न प्राप्नुवन्ति मम दृष्ट्या तु एते एते सर्वे क्षेत्रेषु समानरीत्या ते अवकाशं प्राप्ताः सन्ति उदाहरणार्थं शिक्षणक्षेत्रे पठनसमये वा तथा तेषां कृते विद्यार्थिवेतनम् अन्यत् किं एतत् फेसिलिटिस् प्राप्तव्यम् अस्ति तत् पुरुषाणां कृते कथं मिलति तथा महिलानां कृते अपि समानतया मिलति उद्योगक्षेत्रं पश्यामः चेत् तत्र शिक्षणक्षेत्रे विशेषतः पुरुषाणां प्राधान्यता किञ्चित् न्यूनः एव अस्ति परन्तु महिलाः अधिकतमकार्यं मम प्रदेशे कुर्वन्ति तत्कारणेन अत्र सामाजिकसमस्या इति एतत् न दृश्यते